मम प्रदेशे विशिष्ठानि स्थानीयानि वर्तन्ते जयपुर् नगरं तत्र विशिष्य रामबालकमहल् इति अनन्तरम् उदयपुर् नगरं तत्र सावल्यसेठ् इति नाम्ना देवालय वर्तते अनन्तनं श्रीनाग् देवालयः अनन्तरम् एकलिङ्गदेवालयः पुनः जैसल्मेर् नगरे भा सम्पूर्णस्य भारतस्य बृहत्तमः दुर्गः वर्तते तदपि गन्तुं शक् शक्यते अपि च महाराणाप्रतापवर्यानाम् अस्माकं भारतस्य वीरपुत्राणां जन्मभूमिः चितौडगढ् नगरम् अपि वर्तते तत्र आगन्तुकानां महत्त्वपूर्णम् एवं रोचकं कथं भवन्ति इति चेत् राजस्थानप्रदेशे अस्माकं भारतस्य य गौरवइतिहासः वर्तते यत् अस्माकं भारतदेशस्य इतिहासे वीरतायाः प्रमाणं किम् अस्ति इति तत्र आगत्य ते साक्षात् दृष्टुं शक्नुवन्ति कथं महाराणाप्रताप्वर्याणां जीवनम् आसीत् तेषां गृहं कथमासीत् कथं तैः अस्माकं भारतस्य शत्रोः रक्षां कृतवान् इति